सामान्यतया वयं द्रष्टुं शक्नुमः यदस्माकं स्थाने वा भवतु अस्माकं राष्ट्रे वा भवतु ये कृषिकाः सन्ति तेषां कृते सम्यक्तया धनं न आगच्छति यतोहि ते सम्यक्तया कृषिकार्यादिकं कृत्वा धान्यानि मार्केट् अथवा विपणीं प्रति स्थापयन्ति तथापि तेषां कृते न्यूनधनमेव आगच्छति तस्य मुख्यं कारणं भवति मध्यस्तजनाः मध्यस्थजनानां कारणात् एव अतवा वयं किं ब्रोकर् इति वयं वक्तुं शक्नुमः तेषां कारणादेव कृषि विषये कृषिकाः अत्यन्तं क्लेशम् अनुभवन्ति पुनः ये ये ग्रामे भवन्ति कृषिकाः तेषां कृते वाहनव्यवस्था अपि सम्यक्तया न लभ्यते पुनः कृषिकरणसमये एव वर्षादिकम् आगच्छति अथवा कदाचित् अनावृष्टिः अपि भवति येन कृषिकार्यादिक कार्यस्य क्लेशः जायते